लेह्लद्दाखप्रदेशे चारणसमये अपरप्रान्तियानं कृते वायुप्रकोपस्य समस्या उत्पद्यते कदाचित् लद्दाखीयः जनस्तु अस्य वातावरणस्य अभ्यस्ताः एव अस्मत्कृते तु औषधे आवश्यकता एव न भवति वस्तुतः हिम्मशृङ्गेषु चारणकाले सैव वायु प्रवहति याः अधस्ततनीयेषु तलहाटिप्रदेशेषु प्रवहति तस्मात् लद्दाखियानं कृते तु न तथा कष्टकारिणी यथा अपरेषां कृते भवति